स्वेटर् उपयोगः मम जीवने अत्यन्तं विपलं वर्तते इत्युक्ते तत्र शैत्यकाले यदि तत् धरामः वयं शैत्यबाधा अस्माकं न भवति शरीरस्य संरक्षणं भवति न केवलं शैत्यकाले एव अस्य धारणं भवति वर्षाकालेपि तत्र अस्य धरणेन अस्माकं शैत्यं न भवति शरीरस्य संरक्षणमपि भवति अतः सर्वस्यपेक्षया श्वेटर् धरणेन अस्माकं शरीरम् अत्यन्तम् उत्तमं भवति रोगादिकम् अस्माकं शरीरे प्रविष्टाः न भवति अतः श्वेटर् अस्य उपयोगः जीवने न केवलं ममैव सर्वेषामपि तत्र अस्य उपयोगः अस्ति इति अहं मन्ये यतः अहं तत्र एकवारं राज्यान्तरं गतवान् इत्युक्ते हिमालयस्य समीपं गतवान् तत्त अतीवशैत्यमासीत् तस्य बाधा अत्यधिका एव आसीत् कथं इदानीम् अस्माकं शरीरस्य संरक्षणम् इत्युक्ते मम चिन्तनम् अभवत् एकस् एकस्य स्वेटर् वस्त्रस्य धरणेन शैत्यं दूरी भवति इति चिन्तितवान् पुनः तत् स्वीकृतवान् धरणमपि कृतवान् धारितवान् अनेन किमभवत् अस्माकं शरीरस्य संरक्षणं सम्यक् अभवत् अतः अस्य उपयोगः अस्माकं जीवने अत्यन्तम् अधिकम् अस्ति इति अहं चिन्तयामि